नमस्ते आ मया एकं यानम् आवश्यकम् हा बैक्यानम् आ तत्र केवलं ह्म् फ़िफ़्टि तौसण्ड् रूप्यकाणि एकं बैक् लभ्यते वा

एतानि धनानि किं माडेल् प्राप्यते ओ एवं वा मया एकं नूतनं यानम् आवश्यकं तदर्थं क कति दनानि आवश्यकम् ओ एवं वा ह्म् वन् लाक् हा केवलं फ़िफ़्टि तौसण्ड् एव मम हस्ते अस्मि किञ्चिदपि अधिकं दातुं श शक्नोमि किन्तु वन् ए ए वन् लाक् दातुं न शक्नोमि किन्तु मया एकं नूतनं यानम् आवश्यकम् सिक्स्टि आ आम् आम् कदा प्राप्यते मया वे बैक्यानं इच्छामि तथा क्या चामि तत्र अस्तु हलो आम् ह्यस्तनं बैक्यानमस्ति वा ह्यस्तनं बैक्यानम् अत्र अस्ति आम् अस्ति पर्याप्तं वर्णः मया एवं एकवर्णम् हरितवर्णः यानम् अवश्यं रक्तवर्णः

एकसप्ताहः सप्ताहः एकसप्ताहात् पूर्वमेव वदतु अन्येभ्यः वद पुनः